अस्पाकं पाठशालायां तु वेदस्य पाठनं विशेषेण वेदस्य अध्यापनमित्युच्यते अध्यापनं क्रियते तत्र यथा सामान्यतः गुरुपरम्परायां यथा पाठनक्रमः अध्यापनक्रमः अयमेव क्रमः अत्रापि स्वीकृतः वर्तते यथा गुरुसमीपे एव गत्वा शिष्यादीनां तत्र अध्या अध्ययनम् इत्यादिकं भवेत् गुरुः अध्यापनं कारयति तत्र सकृत् आचार्यः गुरुः वेदस्य उच्चारणङ्करोति द्विवारं च अन्ये शिष्याः शिष्याः तस्य अनुरूपेणैव तदनुरूपेणेव उच्चारणङ्कुर्वन्ति अत्र वेदाध्ययनं मूलपाठः पदपाठः क्रमपाठः इति पाठत्रयं केवलम् अत्र स्वीक्रियते अन्यत्र तु जटापाठः घनपाठः इत्यादि पाठः प्रवर्तते अन्यासु पाठशालासु परन्तु अस्माकं परम्परायां तु केवलं वेदाध्ययनं तत्रापि विशेषतः कृष्णयजुर्वेदस्य अध्यापनं अनन्तरं च तस्य पदपाठः अनन्तरं क्रमपाठः एवं त्रयमेव स्वीक्रियते यतोहि अत्र अस्माकं प्रदेशे सम्प्रदायविदः ये भवन्ति पूर्वे ये अस्माकं गुरवः आसन् तेषाम् अभिप्रायः एवम् आसीत् वेदाध्ययनं अस्माकं जीवन्सार्थक्यार्थं भवेत् वेदाध्ययनस्य करणेन पुण्यं लभ्यते इत्युक्ते एकम् तेन ज्ञानम् अपि भवति वेद वाक्यानां ज्ञानेन अनेकविषयाः ज्ञाताः भविष्यन्ति वेदशब्दस्यैव ज्ञानम् इत्यर्थः वर्तते इति अतः वेदवाक्यानाम् अर्थानां ज्ञानं अर्थज्ञानं यथा स्यात् तदनुरूपेण अध्ययनं भवेत् अर्थज्ञानाय च वेदवाक्येषु पदविभागः कथम् इति ज्ञातव्यं भवति अनन्तरं स्वरविषये वेदानान्तु विशेषेण स्वरज्ञानं भवेत् स्वरानुरूपेणैव उच्चारणं भवेत् तथा उच्चारणं भवति चेत् एव तस्य पुण्यफलम् अनन्तरञ्च वेदशब्दस्य यथा निर्वचनं बवेत् तथैव तस्य उच्चारणं भवेदिति तत्र स्वरज्ञानार्थं क्रमपाठः इत्युक्ते पद एकस्य पदस्य द्वितीयपदस्य च संयोगेन स्वरः कथं भिद्यते तदर्थं क्रमपाठः एवं पदपाठेन क्रमपाठेन वेदवाक्यानां पदज्ञानं स्वरज्ञानं भवति अनन्तरं शास्त्रादि सहकारेण व्याकरणशास्त्रस्य मीमांसाशास्त्रस्य सहकारित्वेन च वेदवाक्यानाम् अर्थः तात्पर्यम् इत्यादि ज्ञातुं शक्यते अतः पदपाठः मूलपाठः पदपाठः तथैव च क्रमपाठः इति त्रयमेव साधनं भवति वेदार्थज्ञानाय तथा जीवनसार्थक्याय यद्यपि जटापाठादिषु अथवा घनपाटादिषु इतोपि अधिकतरं ज्ञानं भवति स्वरज्ञानम् इति उच्यते तत्र अस्माकं मतिः एवं वर्तते तत्र जटघनादिषु च सामान्यतः यथाम वेदस्य शब्दानाम् उच्चारणम् आनुपूर्व्येण भवति तथा न भवति इति अस्माकं मतिः तद्विषये अधिकं किञ्चिदपि न वक्तुम् अहम् इच्छामि अस्माकं तु सम्प्रदाये पदपाठः क्रमपाठः एवं क्रमपाठः पदपाठः च अर्थज्ञानाय भवति अनन्तरं तेन पुण्यमपि लभ्यते सम्यक् ज्ञातेन उपरिषद् उपरिषदयुक्त वेदार्थज्ञानेन च जीवनसार्थक्यं भवति ब्रह्मज्ञानं प्राप्य मोक्षः अपि प्राप्यते इति एवं मतिः अन्यत्तु अत्र पाठशालायां विशेषतः केवलं वेदाध्ययनम् इत्येव न वेदाध्ययनेन सह संस्कृतस्यापि अध्ययनं कार्यते अन्यथा केवलं यथा वेदाध्ययनं भवति अनन्तरञ्च वेदाध्ययनेन केवलं वृत्तिः लभ्यते धनं लभ्यते इति मतिः न स्यात् वेदार्थज्ञानायापि प्रयत्नः भवेत् इति मत्वा अतः तत्र संस्कृताध्ययनमपि कार्यते वेदार्थज्ञानम् प्राप्तुं ते यथा शक्ताः भवेयुः शिष्याः तथा इति परन्तु अस्मिन् विषये ते अग्रे यथा तेषाम् अध्ययनं प्रवर्तते तदनुरूपेण तेषां प्रवृत्तिः भवति अस्माकं मतिः तु केवलं वृत्तिलाभाय वेदाध्ययनम् इति न स्यात् वृत्तिः भवतु परन्तु ततोपि अधिकं वेदार्थज्ञानाय तेन च लोकस्य कल्याणं यथा भवेत् लोककल्याण कर्मादिषु तेषां प्रवृत्तिः यथा स्यात् देशहिताय तथा तेषां प्रवृत्तिः भवेत् इति विचिन्त्य एवं संस्कृताध्ययनमपि कार्यते इति